सङ्गीते प्रकारद्वयं वर्तते हिन्दुस्थानिसङ्गीतम् एवं कर्नाटकी कर्नाटकशास्त्रीयसङ्गीतम् इति अस्माकं प्रदेशे तु कर्नाटकशास्त्रीयसङ्गीतं वर्तते तदेव प्रसिद्धं तस्मिन् कर्नाटक कर्नाटकीयशास्त्रीयसङ्गीते वाग्गेयकाराः इति भवन्ति तेषां योगदानं महत् म् म् बहु महत्त्वं वर्तते वाग्गेयकाराः नाम ते एव मूलभूताः कर्नाटकसङ्गीतस्य मूलभूताः एव वाग्गेयकाराः वाग्गेयकाराः नाम वाक् भ वाक् एवं गीतं द्वयमपि तेषामेव भवेत् नाम साहित्यम् अपि रागः अपि एकः एव वदेत् ए नाम एकस्यैव भवेत् तेषां कृते वाग्गेयकारः इति उच्यते वाग्गेयकाराः इति नाम्नि केचन प्रसिद्धाः सन्ति ते के इति पश्यामः अन्नमयाचार्यः रामदासः रामदासः पुरन्दरदासः जयदेवः नारायणतीर्थः त्यागराजः मुत्तुस्वामिदीक्षितः श्यामशास्त्री श्यामशास्त्रिणः मुन्निपल्लिसुब्रह्मण्यकविः एवम् अनेके तत्र वाग्गेयकाराः इति भवन्ति किमपि एकं द्वयं गीतं साहित्यं स्वयम् उक्त्वा सः वाग्गेयकारः भवितुं न शक्नोति एतेषां सहस्रादीनि सहस्रादीनि गीतानि सन्ति वाग्गेयकाराणां नाम साहित्यम् अपि तेषामेव रागसंयोजनादिकं कार्यं ताल इत्यादिसर्वविधव्यवस्थाः अपि एतेषाम् एव भवति एते वाग्गेयकाराः इति प्रसिद्धाः